नमो नमः अहम् अभिनवः अस्मि अहम् एकादशदिनाङ्के जय्पुरतः टोगन् प्रति गतवान् तत्र भवतां सौविध्यम् अहं प्राप्तवान् परञ्च यत् वाहन चालकः आसीत् सः मास्क् न धारितवान् तत्र तत्र याने दुर्गन्धमपि आसीत् कृपया यानस्य स्वच्छताम्प्रति ध्यानं ददातु तदा च ग्राहकाणां यत् स्वास्थ्यमस्ति तं प्रति अपि ध्यानं ददातु ग्राहकाणां सौविध्यं कीदृशं भवेत् इति व्यवस्थां करोतु तत्र प्रथमन्तु अस्ति भवतां यत् वाहनचालकः अस्ति तस्य व्यवहारमपि समीचीनं नास्ति तस्य व्यवहारेण मया दुःखं प्राप्यते एवञ्च भवतां यत् वाहनमस्ति तस्य कण्डिशन् अपि सम्यक् नासीत् ग्राहकाणां सन्तुष्ट्यर्थं कृपया तत्र फ़िड्बेक् इति तस्य कृते किञ्चित् बाक्स् इति स्थापयन्तु वाहनस्य मध्ये